सांस्कृतिकपरम्परारक्षणे मम एक एव विचारः वर्तते यत तस्य पालनं भवेत् यस्य आचरणं आचरणं जीवने क्रियते तस्य कदापि लोपः न भवति यथा बहवः बहूनि पर्वाणि इतः गता इतः गतानि सन्ति अस्माकं भारतदेशात् गतानि सन्ति यतोहि तेषाम् आचरणं भवति सामान्य नियमाः वर्तते यत् यस्य आचरणम् आचरणं न भवति तस्य लोपः एव भवति अतः यदि वयं सांस्कृतिकपरम्परां रक्षितुं इच्छामश्चेत् तस्य आचरणमस्माभिः भवेत् एवं ये ये नि नियमाः दत्ताः सन्ति तस्य परम्पराविशेषस्य कृते तस्य आचरणं भवेत् एवं अग्रे ये आगम्यमानाः बालकाः सन्ति तेषां कृते अपि तस्य उपदेशः स्यात्